मया अमेजान् द्वारा यत् आनेतुं सूचना दत्तासीत् तत्तु विलम्बेन मम प्राप्तं मां नाम दिनत्रय अनन्तरं लप्स्यते इति सूचितं तथापि दशदिनानन्तरम् उपलब्धम् अपि च तत्र यत् आवरकम् आसीत् तस्य हों तियेटर् तस्य आवरकं समीचीनतया आवृतं नासीत् किञ्चित् भिन्नमासीत् एवं च बहु कष्टमनुभूतं तेन अपि च तत्र यत् ध्वनिवर्धकं वर्तते तस्य ध्वनिः अत्युत्कुटं कर्कषं च भाति तेन च क्लेषमनुभूतं एवं तत्र दूरदर्शनं वर्तते तस्य स्थापनावसरे किञ्चित् क्लेषमनुभूतं योजकेभ्यः तथा तस्मात् तत् अस्माभिः बहु खेदकरम् अभवत्